नवजातस्य शिशोः प्रथमवर्षे अनेके संस्काराः क्रियन्ते हिन्दुधर्मस्य पद्धत्यां पञ्चप्रधानाः संस्काराः विशेषतया क्रियन्ते जातकर्म नामकरणम् अन्नप्राशनं कर्णवेधनं चौलकर्म इति एते पञ्चसंस्कारः जात नवजातस्य शिशोः मुख्यतया क्रियन्ते जातकर्मसंस्कारे यदा शिशुः जायते तदानीं तस्य शिशोः नूतनः कश्चन संस्कारः विधीयते नामकरणम् इति संस्कारेण तस्य शिशोः कृते एकं नवीनं नामधेयम् उपकल्पयन्ति अन्नप्राशनम् इति संस्कारेण यत् अन्नं शिशोः कृते अत्यन्तं सुजीर्णं भवति तादृशम् अन्नम् अत्र मुख्यतया दीयते कर्णवेधनम् इति संस्कारः अत्यन्तं विशिष्टः कर्णे काचित् कश्चन नरः वर्तते तत् तं नरं वेधयित्वा अयं संस्कारः विधीयते चौलकर्मणि केशकर्तनं केशमुण्डनम् अत्र विशेषः एवं पञ्चसंस्काराः हिन्दूसम्प्रदाये नवजातस्य शिशोः क्रियन्ते इति अयं सारः ज्ञातव्यः